हरिः ओं नमस्कारः गुरवः एवम् अहं तु रमेशस्य माता कथयामि एवं तस्य रिपोर्ट् कार्ड् आ रिपोर्ट् कार्ड् आगतम् तस्मिन् विषये एव किञ्चित् वार्तालापं कर्तुमिच्छामि तत्र गणितविषये तु सः उत्तमः अस्ति यतोऽहि अशीतिः अङ्काः प्राप्ताः परन्तु त् सः व्याकरणविषये एवञ्च साहित्यविषये अत्यन्तदुर्बलः अस्ति इति अहं चिन्तयामि यतोऽहि तत्र तु केवलं पासिङ्ग् मार्क्स् एव आगतम् एवं तर्हि तस्य एवं तत्र किमस्ति इति सर्वेषु विषयेषु सम्यक् अङ्काः आगताः अत्र अतः चिन्ता नास्ति नाम विज्ञाने अपि भूगले भूगोले अपि एवञ्च अत्र अन्येषु सर्वेषु साहित्यविषये एवञ्च व्याकरणविषये तत्र तु त्रिंशत् अङ्क अङ्काः एव प्राप्ताः यत्तु पासिङ्ग् मार्क्स् अस्ति इति एवम् एवं सत्यतः एवं एवम् एवं एवं एवं एवं एवं तत्तु बहु बहुसम्यक् भविष्यति परन्तु अत्र एका समस्या अस्ति यत् सः तु नाम विद्यालये यानेन एव बस्यानेन एव सर्वदा गच्छति एवं गृहं प्रति आगच्छति परन्तु यदि चत्वारिंशत् निमेषम् अधिकं तिष्ठति चेत् तर्हि गृहागमने पुनः क्लेशः भविष्यति त तस्मिन् विषये एवं एवं एवं एवं एवं एवं एवं बहुसम्यक् आचार्याः अत्यन्तधन्यवादः अहं कृतज्ञास्मि यतोऽहि धन्यवा धन्यवादः